रामायणमहाभारतयोः रचनां ये कृतवन्तः ते महर्षयः इति अस्माकं सम्प्रदाये एव सर्वे वदन्ति तत्र रामायणस्य रचयिता वर्तते महर्षिवाल्मीकिः महाभारतस्य रचयिता वर्तते महर्षिः वेदव्यासः अथवा वेदव्यासस्यैव अन्यत् नाम वर्तते कृष्णद्वैपायनः रामायणस्य निर्माणकाले वाल्मीकिमहर्षेः यः प्रसङ्गः वर्तते सः अद्भुतः अपूर्वः कश्चन सन्निवेशः कथं तत्र रामायणस्य रचनं जातम् इति चेत् यदा लोकसञ्चारी नारदः नारदमहर्षिः तस्य आश्रममागच्छति तदानीं वाल्मीकिमहर्षिः तं प्रति पृच्छति लोके सर्वापेक्षया उत्कृष्टः कश्चन धीमान् क्षत्रियः धीरः पुरुषः अस्ति वा इति तदानीं महर्षिः नारदः श्रीरामस्य विषये तं प्रति वदति श्रीरामस्य गुणान् कथयति तस्मिन् क्रोधे सर्वेपि देवाः बिभ्यति तादृशः सामर्त् समर्थः रामः इत्यादिकं यदा कथयन्ति अनन्तरं महर्षिवाल्मीकिः तमसा नदीं गच्छति तत्र वृक्षस्य उपरि क्रौञ्चपक्षिद्वयमवलोकयति तयोः अन्यतरस्य मारणं कश्चन व्याधः करोति तं प्रति शापं यदा यच्छति वाल्मीकिः तस्य अन्तः वर्तमानः शोकः श्लोकत्वम् आपन्नः मा निषाद प्रतिष्ठान्त्वम् अगमश्शाश्वतीस्समाः यत्क्रौञ्चमिथुनादेकम् अवधीः कामोहितम् इति कथयति तेन रूपेण रामायणस्य रचनायाः कृते पूर्वतनबीजावापः जायते अनन्तरं यदा स्वस्य आश्रममागच्छति साक्षात् ब्रह्मा प्रत्यक्षीभूय तं प्रति वदति भवान् इतः परं रामायणसर्जनां करोतु इति इत्थं ऋषिः वाल्मीकिः रामायणस्य रचनां कृतवान् अनन्तरं तु महाभारतस्य रचना कालः तत्र वेदव्यासः स्वयं प्रेरणया पुराणादीनि रचयति तदनन्तरं महाभारतस्य रचनां करोति इति प्रख्यातः